हा हा नमस्ते अहं कथं सह हा एवमेवम् अहं कथं सहायतां कर्तुं शक्नोमि हा एवं वा डबल् बेड् यत्र वर्तते तादृशं रूम् अलं वा अथवा तादृशं द्वयम् अपेक्षितं वा हा अस्तु अस्तु तत्र हा अस्तु अस्तु पश्यामि आधिक्येन प्राप्यते एकवारं वदामि हा हा हा एकं रिक्तम् अस्ति तत्र शक्यते वा अन्ते अस्ति शक्यते खलु धनं द्विसहस्रं भवति एकस्य दिनस्य कृते तथा किमपि नास्ति इदानीम् इदानीमेव समाप्तमस्ति तत् सर्वम् हा हा अत्र खाद्यादिकमपि लभ्यते इत्युक्तौ भोजनादिकम् अत्रैव भवति नास्ति तस्य कृते किञ्चित् अधिकं भवति यदि भवताम् उष्णम् उष्णम् अपेक्षितं बहु शैत्यम् अपेक्षितं अधुना एव इत्युक्तौ किञ्चित् अधिकं भवति हा प्राप्यते प्राप्यते अवश्यं प्राप्यते हा प्राप्यते तस्य कृते विशेषतया धनं न भवति अत्र वयमेव तस्य व्यवस्थां कारयामः तथा नास्ति तत् बहिष्टात् आनीय दीयते इति कृत्वा अष्टवादनपर्यन्तं भवति प्रातः यदि भवन्तः रात्रौ स्नानं कर्तुम् इच्छन्ति तर्हि पुनः पे कृत्वा स्वीकर्तव्यं भवति हा हा वर्तते वर्तते मध्ये वर्तते तत्र बालाः क्रीडितुं शक्नुवन्ति ज्येष्ठानां कृते इति सप्रेट् जिम् अपि वर्तते तेषां बोर् न भवेत् इति कृत्वा बालाः तत्र क्रीडन्ति ज्येष्टानां तत्र जिम् व्यवस्था योगासनपाठव्यवस्था अपि भवति

हा नास्ति नास्ति तत् सर्वं तत्रैव अन्तर्भवति

हा शक्यते शक्यते अवश्यं शक्यते आ अस्तु अस्तु पुनरागच्छन्तु